आभारते जनसञ्चारव्यवस्था सम्यगेव अस्ति नगरेषु रैल्यानं बस्यानं कार्यानानाम् उपलब्धिः विद्यते परन्तु ग्रामेषु सञ्चारः किञ्चित् क्लेशाय भवति मम ग्रामः नगरात् दशकिलोमीटर् दूरं विद्यते नगरं प्रति एकमेव बस्यानं प्रातः काले विद्यते अतः किञ्चित् क्लेशः जायते परन्तु नगरेषु जनसञ्चारव्यवस्था सम्यगेव अस्ति मेट्रो इत्यादिकमपि लभ्यते अत्र ग्रामीणजनाः अधिकतया बस्यानस्य उपयोगं कुर्वन्ति नागरिकाः तु रैल्यानस्य उपयोगं कुर्वन्ति रैल्यानस्य शीघ्रगामित्वात् सञ्चारकाले मार्गे गर्ताः विद्यन्ते इति कारणात् तत्र वाहनस्य चालने क्लेशः जायते तथा च वर्षाकाले गर्तेषु जलं तिष्ठति अतः तत्र एक्सिडेण्ट् इत्यादिकं जायते कदाचित् लोकयानेषु जनाधिक्यं भवति इति कारणात् सञ्चारं क्लेशदायको भवति मार्गाणां रक्षणं प्रमुखं भवति तथा च सिटि ट्रान्स्पोर्ट् व्यवस्था कर्तुं शक्यते तेन देशे प्रदूषणं न्यूनं भवति